हरि ओम् हरि ओम् हरि ओम् वदतु वदतु वदतु का अस्ति हा भवती का अस्ति वदतु

अहं न जानाति वा मम नामं न जानाति वा भवति आम् वेङ्कटरमण वेङ्कटरमणदेवस्थानस्य अर्चकः अरविन्दशर्मः इति आम् भवति कुत्र दूरवाणी कृतवती हा मह्यम् एव कृतवती खलु अस्तु किं कार्यं एवं वा जन्मदिने इत्युक्ते वार्षिकोत्सवः वार्षिकोत्सवकार्यक्रमो वा तद् तु अस्माकं देवालये कर्तुम् इच्छति आगामिरविवासरे वा

हा कर्तुं शक्यते अत्र प्रतिदिनं भिन्नभिन्नकारणेन अन्नदानं चलति एव अस्माकं मन्दिरे परन्तु जनानां संख्या वक्तव्यं कति जनानां कृते अन्नदानस्य सेवा भवती कर्तुम् इच्छति तदा रीत्या अहं कियद् धनराशिः प्रत्यर्पणीयम् इति वदामि द्विशतं जनानि वा द्वि द्विशतं जनानां कृते विंशतिसहस्रम् अस्माकं मन्दिरस्य कृते दातव्यं तद् अन्नदानसेवा हा अन्नदानसेवा भवति द्विशतजनानां कृते अनन्तरम् अनन्तरं भवती अत्र आगत्य दृष्टवती वा यदा कदा पूर्वे अस्माकम् अन्नदानस्य प्रक्रिया कथं भवति इति अन्नम् अन्न अन्नं सा सारः तथा एकं पायसं भवति अवलेहः दीयते तथा तादृश सामान्यभोजनं तत्तु सार्धद्वादशवादने पूजा मन्दिरे पूजा भवति पूजायाः अनन्तरम् एकवादने तीर्थप्रसादवितरणम् वितरण अनन्तरम् अन्नदानम् कुर्वन्ति साक्षात् एकवादने अन्नदानस्य सिद्धता कुर्वन्ति शक्यते खलु पुनरेकवारं तद् दिनाङ्कं दिनं वदतु रविवासरे इति उक्तवती खलु तद् दिनं दिनाङ्कः अष्टादशदिनाङ्कं वा अस्मिन् एव मासे अस्तु तर्हि भवती अत्र आगत्य विंशतिसहस्रं दत्वा एकः पावतिं स्वीकरोतु श्वः श्वः आगच्छति वा श्वः आगच्छतु तर्हि अस्तु अस्तु अस्तु धन्यवादः